आयुर्वेदस्य इतिहासविषये वक्तुं शक्यते इदं शास्त्रं कथं प्रारम्भात् वर्धितम् इति विषयम् अधिकृत्य वक्तुं शक्यते सर्वप्रथमं ब्रह्मा ब्रह्मा मूलम् आयुर्वेदः आ आयुर्वेदस्य ब्रह्मा स्मृत्वा ब्रह्मा स्मृत्वा न सृष्ट्वा सृष्टिकर्ता ब्रह्मा वस्तुतः सृष्टिकर्तः सृष्टिकर्ता ब्रह्मा ब्रह्मा स्मृत्वा आयुष वेदं आयुषो आयुषः वेद आयुर्वेदः आयुर्वेदं प्रजापतिम् अजिग्रहत् प्रजापतिं प्रति अजिग्रहत् सः अश्विनौ अश्विनीकुमारौ अश्विनीकुमारौ तौ यज्ञवाहौ इति स्मृतौ यज्ञव अश्विनीकुमारौ द्वौ भिषजौ देवताभिषजौ तौ सहस्राक्षं अजिग्रहत् तथा सहस्राक्षः अत्रिपुत्रादिकान् मुनिन् आयुर्वेदम् अजिग्रहत् ता ते अग्निवेशादिकाः ते तु पृथक् तन्त्राणि अग्निवेषतन्त्र चरकं प्रति संस्कृतम् इत्यादि तन्त्राणि निर्मितं एवञ्च आयुर्वेदस्य इतिहासविषयः वर्तते इदं शास्त्रं दिने दिने वर्धितम् अस्ति तस्य वृद्धेः मार्गः अत्र बहवः छात्राः बहवः आधरणीयाः तथा च सर्वेऽपि आयुर्वेदशास्त्रं प्रति ये कार्यं कृतं कृताः सन्ति एवञ्च आयुर्वेदस्य इतिहासविषये अहं वक्तुं शक्यते